चित्रं ग्रहीतुं कुत्रचित् प्रवासं अहं गतवती अहं मह्यं प्रवासं करणं बहु इच्छा भवति अहं बहु प्रदेशं क्षेत्रम् प्रवासं गतवती तत्र अहं बहु छायाचित्रमपि गृहीतवती मह्यं तदपि इच्छा भवति भारते तादृशस्थानानि बहु सन्ति चित्रग्रहणार्थम् इति एव बहु प्रदेशानि अपि प्र प्रचलितमपि अस्ति तत्र किमित्युक्ते हिमालयस्य प्रदेशानि बहु सम्यक् सन्ति अनन्तरम् अस्माकं दक्षिणभारते सम्भाषणीयम् इत्युक्ते तत्र देवालयः बहु सम्यक् सन्ति तत्र देवालये देवालयम देवालये अस्माकं देवालयं अनन्तरं राजस्थानं जैपूर् तत्र बहु पालेसस् बहु सम्यक् सन्ति तत्रपि छायाचित्रं बहु सम्यक् ग्रहीतुं शक्यते अनन्तरं कर्नाटकमध्ये सम् प्रदेशानि सन्ति तथा चिक्कमङ्ग्ळूरु तत् तत्र प्रदेशे अस्माकं ब्राह्मीमुहूर्ते अथवा पञ्चवादने प्रातःकाले पञ्चवादने अनन्तरं सायङ्काले अस्माकं सूर्योदयं नन्तरं सूर्यास्तसमये बहु सम्यक् छायाचित्रं ग्रहितुं शक्यते अनन्तरं काश्मीरस्य तत्र हिमालयं अनन्तरं तस्य तुषारसमये तत् बहु सम्यक् छायाचित्रं ग्रहीतुं शक्यते तदनन्तरं वन्यजीविः अनन्तरं वन्यजीविः काननं अरण्यं त तत् सर्वं ग्रहीतुम् इत्युक्ते अस्माकं तादृशप्रदेशानि बहु सन्ति कर्नाटकमध्येपि अनन्तरं पश्चिमभारतस्य प्रदेशे पूर्वभारतस्य प्रदेशे अस्माकं नेचुरल् एव तादृशप्रदेशानि सन्ति तत्र वयं पक्षिः प् कथं इन्टराक्ट् कुर्वन्ति अनन्तरं कथं ते तेषां प्रोटेक्ट् कुर्वन्ति कथं प रीप्रोडक्शन् कुर्वन्ति तत्सर्वमपि वयं तत्र छायाचित्रद्वारा ग्रहीतुं शक्यते अनन्तरं खगः मृगः कथं अरण्यं मध्ये वसन्ति तदपि अस्माकं ग्रहितुं शक्यते एतादृशस्थानानि चित्रकरणार्थं बहु बहु सम्यक् सन्ति एतस्य एतत् सर्वमपि स्थानानि विवक्षयितुं मह्यं बहु इच्छा अस्ति